अहं कागदे एव लेखितुम् इच्छामि किन्तु टैपिङ्ग् लेखनस्य अपेक्षया सरलं सौ सौ सौलभ्यम् इति कारणतः इदानीं टैपिंग् एव प्राधान्यं प्राप्तम् अस्ति अपि च तत्र पदस्य अक्षराणि दृश्यन्ते वाक्यस्य समीचीनप्रयोगः गजेट्स् मध्ये दृश्यन्ते अतः प्रमादस्य प्रश्नः न उद्भवति